एवं व्यवस्थापनं भवति अतः अन्ये नष्टाः जायन्ते अस्माकं विदेशीयवस्त्राणि न धारणेन अस्माकं भारतदेशे संस्कृतिविषयाः वस्त्रधारणेन समीचीनतया संस्कृतिः भवति विदेशीयवस्त्राणि तिरस्कारं करोति चेदेव अस्माकं भारतदेशे बहु जनानाम् एवं संस्कृतिः धारणं वस्त्राणि किं कथं भवितव्यं संस्कृतेऽपि आचरणानि किम् इति अपि ज्ञायन्ते विदेशे वस्त्राणि दद चेत् अस्माकं मानसिकः अपि भिन्नः जायते तत् बहुधा अस्माकं विद्यमानानि कष्टाय दीयन्ते